हरिः ओम् अन्नपूर्णा भोजनगृहं वा नमस्ते इदानीं मया अत्र बहुविध भोजनानि भुक्तानि तस्य किञ्चित् रुचिः सम्यक् नासीत् तत्तद् अहं किं किं वक्तुमिच्छामि अत्र कः पाकं करोति एवम् एवम् अत्र भवद्भिः यद् साम्बार् वटकं निर्मितं खलु तत्र बहु तैलमासीत् भोः एतद् वयं खादितुं न शक्नुमः भवतु नाम तथापि भवद्भिः यद् उपसेचनम् अस्माकं कृते परिवेषितम् उपसेचने तु सर्वं तत्र कटुः एव आसीत् ओ हो भवतां तत्र पत्रके अपि लिखितं नास्ति खलु एतद् अधिकं कटुः भवति वा तद् लेखनीयं भवद्भिः एवं पुनः अहं बटर् दोसा इति उक्तवती तत्र सामान्यदोसा एव भवद्भिः परिवेषितं तत्र कथम् पुनः तत्र शाके लवणमपि अधिकम् आसीत् ओ अधिकं लवणं भवति चेत् कथं खादामः वयम् एवं पुनः भवताम् ओ एवम् एव किन्तु भवतां तत्र उपहारगृहे पायसं द्विविधं नास्ति मया दृष्टं खलु एकं तु पायसं भवति चेत् शर्करायुक्तं भवेत् पुनः गुडयुक्तं वा भवेत् तत्र किन्तु अत्र तु एकमेव लिखितम् अस्ति शर्करायुक्तम् एवं किन्तु यदि वयं तत्र इच्छामः गुडयुक्तं खादितुं तर्हि व्यवस्था करणीया भवद्भिः एवम् एवम् अस्तु तर्हि वयं अग्रिमसमये यदा आगच्छामः सूचयामः